आं निश्चयेन मम राज्ये प्रादेशिकीकथा एवं महापुरुषाणां कथा प्रसिद्धा वर्तते तत्र शिवाजीमहाराजस्य सम्भाजीमहाराजस्य बहु ते तेषां राजमुद्रापि संस्कृतेन आसन् एवं बहु प्रभावशाली व्यक्तित्वम् आसन् तेषाम् ते संस्कृतभाषायाः एवं मातृभाषायाः संक्ष् संरक्षणार्थं बहु कार्यं कृतवन्तः एवम् तात्याटोपी बाल्गङ्गाधर्तिलक् महोदयः विनोबाभावे महोदयः बाबासाहेब् अम्बेड्कर् संस्कृतस्य संरक्षणार्थे बहुकार्यं कृतवन्तः